नमस्कारः मम प्रदेशस्य इतिहासः तु बहु बृहत् दीर्घः च वर्तन्ते तत्र प्रथमतया असमस्य प्राचीननाम काम्रूपः इति आसीत् अनन्तरं प्राग्जुतिश्पुर् अनन्तरम् असम इति नाम्ना वर्तमाने वयं जानीमः तथा च एतत् प्रथमे यदा नैन्टीन् फो़र्टिसेवेन् भारतः स्वतन्त्रः जातः तदा मेघालय् इति असमे एव आसीत् तत् भग्नं भूत्वा भिन्नराज्यम् अभवत् अनन्तरं मेघालयेपि तादृशं भिन्नराज्यरूपेण गतं तादृश केवलम् असमः न अन्यान्यम् अपि क्षेत्रं तादृशमभवत् किन्तु असमस्य बृहत् महती इतिहासः वर्तते तत् विशेषतया कदापि अन्यान्यक्षेत्रात् आगत्य राजा महाराजा अन्यान्य जनाः आक्रमणं कर्तुं साहसमपि न कर्तुं न शक्नुवन्तः तस्य मूलकारणमस्ति तेषां संरचना शासनव्यवस्था इति तत्तु बहु अस्ति

बहु दीर्घः अस्ति न केवलम् एकस्य जनपदः अपि सर्वस्मिन् अस्समे असमस्य अन्तर्गते जनपदे बहु विशेषतया विशिष्टतया वर्तन्ते

प्रमुखं वर्तमाननगरं गुवहाटि इत्युच्यते इति नार्त्रिष्ट् मध्ये प्रमुखनगरं वर्तते नार्त्रिष्ट् प्रमुखनगरं गुबहाटि इति सत्यम् तद्वारा एव अन्यान्या सवेन् सिस्ष्टर् इति उच्यते तत्र किमपि वस्तूनि किमपि जनसञ्चारः तत् भवति इति एव